हा हरिः ओं नमोनमः हा का वदति आम् आं मेघना आम्बेकर् नागपुरतः एव हा आम् अहं सीवनं करोमि विन्यासः अपि करोमि अहम् आम् आम् आम् मम किमपि फ़्राक् अथवा स्यूतः अथवा शाटिकाम् उपरि विन्यासः करोमि कर्पासः सम्यक् तर्हि काटन् अपि उत्तमम् आमाम्

शाटिकायां मध्ये विन्यासः अहं करोमि तर्हि आमामां तर्हि पञ्चाधिकम् सहस्रं हा आमाम् आम् भिन्नाः वर्णाः भिन्नाः वर्णाः सन्ति ये ये इति अपेक्षन्ते ते ते वर्णाः प्राप्यन्ते आमां गृहे गृहे प्रक्षालनं आम् आम् चलति चलति चलति लवणस्य नै जलम् अस्ति न तन्मध्ये किञ्चित् लवणं प्रक्षिप्य तद् मार्जनं करोतु आम् सोफ़ा अस्ति न तस्य आच्छादनम् अन्यत् किम् आमां सिञ्चनं सि सीतं सूते उपरि

आमां टु सिटर् त्री सिटर् सर्वे अत्र भवन्ति भवन्ति आपणमागत्य पश्यतु सर्वे तत्र सन्ति भवति आमाम् आमाम् आमाम् अहं प्रेषयामि प्रेषयामि अहम् आमाम् आम् अस्ति अस्ति आमामां न् निश्चयेन अहं प्रेषयामि आमामाम् अस्तु पुनर्मिलामः आमामाम् धन्यवादः आं हा साधु